पर्वतप्रदेशेषु चारणार्थं यदा वयं गच्छामः तथा एव अरण्यमार्गेषु यदा गच्छामः तदा वन्यमृगाणां सम्मुखतां प्राप्नुमः एव अस्माकं ग्रामस्य पर्वतप्रदेशे कदाचित् एतादृशः अनुभवः मया प्राप्तः आसीत् एवं मधुसग्रहणार्थं वयं पूर्वं यदा बालाः आस्म तस्मिन् समये पर्वतस्य आरोहणं कुर्वन्तः आस्म तस्मिन् समये एकः भल्लूकः अस्मान् पुरतः समुपस्थितः यद्यपि सः द्रष्टुं लघु भल्लूकः तथापि अस्मान् दृष्ट्वा किञ्चित् सः अपि भयं प्राप्तः स्यात् अस्मान् अपि भायिता भायिता अस्माकम् अपि भयम् आसीत् तस्मिन् समये किं कर्तव्यम् इति दिङ्मूढता आवर्तिता तदा अस्माकं मनसि एवम् अभवत् उच्चैः कोलाहलः शब्दः कृतः चेत् सः धावेत् इति किन्तु तथा कुर्मः चेत् कदाचित् सः भयाधिक्येन अस्माकम् उपरि आक्रमणम् आक्रमणम् अपि कुर्यात् अतः तादृशं किमपि मास्तु वयं तेन सह किमपि कलहं न कुर्मः अस्माकं मार्गे वयं तूष्णीं गच्छामः सः अपि तूष्णीं गच्छेत् अस्मत्तः सः भीतः मा भूत् इति वयं चिन्तयित्वा परस्परं तथा एव वाक्यव्यवहारं कृत्वा अस्माकं मार्गे मन्दं प्रस्थिताः तदा सः अपि तथा एव यथा आगतः तथा एव तस्य मार्गे निवृत्तः एवं तदा अस्माकं मनसि एतादृशी भावना सञ्जाता यदि वयम् अन्यान् अथवा अन्य प्राणिनः पीडयामः तदा एव ते कुप्यन्ति अस्माकम् उपरि आक्रमणं च कुर्वन्ति अन्यथा तादृशं किमपि न भवति दुर्घटना वा दुरवस्था दुरवस्था वा न जायते इति वयं ज्ञातुं शक्नुमः